पारम्परिकपद्धत्या अध्ययनं समाप्तेः समाप्तेभ्यः छात्रेभ्यो उद्योगावकाशम् अधुनातनसमाजे भवितुं महान् अव अवसरः वर्तते यतोहि पारम्परिकशिक्षा अस्माकं नैतिकं चारित्रिकम् आध्यात्मिकं शिक्षां प्रददाति एतद् आधुनिक शिक्षाव्यवस्थायां कदाचित् न्यूनता अस्ति किन्तु पारम्परिकशिक्षायाम् अदि आधिक्येन भवति तत्र उच्यते साहित्ये काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतरक्षतये सद्यःपरनिर्वृतये कान्तासंहितयोपदेशयुजे इत्यादि उपदेशः अस्माभिः शास्त्रद्वारा प्राप्तुं शक्यते सा वस्तुतः शास्त्रं किम् इति उक्ते सति उच्यते प्रवृत्तिर्च प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा पुंसां येन उपदिश्यते तत् शास्त्रम् इत्यभिधीयते तत् अस्माकं प्रवृत्तिमार्गं प्रति यत् विश शास्त्रं नयति यद्विषयं नयति सः भवति शास्त्रम् एवं च यस्मात् निवृत्तिः भवति तदपि शास्त्रं भवति उदाहरणत्त्वेन कथयामः चेत् रामायणमस्ति उच्यते च रामादिवत् प्रवर्तितव्यं न तु रावणादिवत् अत्र रामायणं पठित्वा जनेषु रामादिवत् आचरणं शिक्षा प्राप्यते अतः तत् शास्त्रम् एवं रीत्या अस्माभिः पारम्परिकशिक्षाव्यवस्थाद्वारा नैतिकम् आध्यात्मिकम् इत्यादि सर्वाङ्गीणविकासं कर्तुं शक्यते अतः अत्र उद्योगावकाशः अपि भवति

साक्षात् धनोपार्जनं कर्तुं शक्यते उच्यते च यत् प्रत्यक्षं शास्त्रं ज्योतिषम् एवं व्याकरणम् अध्ययनं कृत्वा व्याकरणस्य शब्दस्य उत्पत्तिः सृष्टिः इत्यादिविषये ज्ञानं प्राप्य लिङ्ग्विश्टिक् इति विभागे उद्योगः प्राप्तुं शक्यते एवं भारतस्य विभिन्नप्रान्ते विद्यालये महाविद्यालये विश्वविद्यालये च उद्योग उद्योगावकाशः शिक्षकत्वेन कर्तुं शक्यते पारम्परिकधारायाम् अधीत्य अधीत्य एवं च अस्माकं संस्कृतं पारम्परिकशिक्षां प्राप्य पौरोहित्यं कर्मकाण्डं कर्तुं शक्यते तेन धनोपार्जनं कर्तुमपि शक्यते एवं रीत्या अस्माकं भारते यत् आर्षशास्त्रम् अस्ति तत् प्रवचनादिद्वारा पुराण इत्यादिप्रवचनद्वारा धनोपार्जनं कर्तुं शक्यते एवं बहुत्र उद्योगावकाशः अस्माकं पारम्परिकशिक्षायाम् अध्येतॄणां छात्राणां कृते वर्तते तत्र संशयः नास्ति सर्वकारेण एतद्विषये अधुना बहु कुर्वन्तः स् भवन्ति बहुकार्यं कुर्वन्तः सन्ति यथा ते ऐ के एस् नाम भारतीयज्ञानप्रणाली इण्डियन् नोलेज् सिस्टं यदस्ति तस्य प्रावधानं न्यू एडुकेशन् पालिसि एन् ई पी नाम न्याशनल् एडुकेशन् पालिसि राष्ट्रियशिक्षानीति द्वा द्वारा कल्पितं भवति तत्र सर्वेषां कृते भारतीयज्ञानम् अवश्यमेव अध्ययनं कर्तव्यमिति चिन् तत्र सर्वकारस्य अभिप्रायः अस्ति एवं न केवलं सर्वकारस्य तदपेक्षयया सर्वकार्येतरंसंस्था अपि पारम्परिकशिक्षापद्धतिम् अग्रे सारयितुं प्रयासं कुर्वन्तः भवन्ति यथा संस्कृतभारती एवं प्रसारभारती एवं संस्कृतसंस्कृतिविकाससंस्थानम् इत्यादिस् संस्थाः पारम्परिकशिक्षायाः प्रचारं प्रसारं कुर्वन्तः सन्ति एवं रीत्या अस्माकं भारतं विश्वगुरुः भवितुं शक्यते इति सर्वेषां प्रयासः वर्तते